हरि ओम् भगिनी कथम् अस्ति

अहं केरला प्रवासार्थम् आगच्छामि दिन दिनद्वयं प्रवासार्थम् आगच्छामि कृपया भवतः नगरस्य समीपे किं किं दर्शनीयस्थानानि सन्ति इति गैड्लैन्स् ददातु भगिनी सर्वं वदतु भगिनी य यद् यदस्ति सर्वं वदतु ओ एवं वा

अस्तु

अस्तु आ हां

ओ हो एवं वा सम्यक् भवति समीपे अस्ति वा ओ हो निश्चयेन गच्छामि निश्चयेन गच्छामि

आ भगिनी पुनः ए ए एकप्रश्नः अस्ति बनाना चिप्स् लभ्यते वा बनाना चिप्स् कियत् सम्यक् भवति खादितुं तत् अपेक्षितम् अस्तु भगिनी अहं श्वः आगत्य पुनः मिलामि अस्तु नमस् नमस्ते राम राम नमस्ते